अस्माकं पाठशालायां वेदपाठस्य क्रमो नाम यथा अस्माकं ग्रामे पूर्वजैः आचरितः स क्रम एव अस्माभिः अपि अनुवर्तते अनुवर्त्यते वयं यथा बाल्ये पाठिताः तमेव क्रमं वयम् अनुसरामः सरलपाठः प्रथमम् अनन्तरं किञ्चित् किञ्चित् क्लिष्ठपाठाः तथा संस्कृतपाठोपि सहैव पाठ्यते देशे अन्यत्र अस्ति वा न वा भिद्यते वा इति नैव जानीमः अन्यस्य अन्यासां पाठशालानां विषये तत्र गत्वा तैः कथं पाठ्यते इत्यादि अभ्यासं कृत्वा वयं नैव पाठितवन्तः अस्माकं परम्परा यथा आसीत् तदनुसारेण वयं पठामः स्यात् बहुधा पाठशालासु एषः क्रमः अनुष्ठीयमानः अस्ति अथवा भेदोपि स्यात् तस्मिन् विषये नातीव अभिज्ञो अस्मि इति उपरमामि